हरि ओं भवन्तः के अवश्यं प्रष्टव्यं तत्र आत्मनि इति अध्यात्मं एवं अध्यात्मशब्दे अव्ययीभावसमासः वर्तते तत्र अध्यात्मभवं आध्यात्मिकं यः पुर् यः पुरुषः आत्मविषये अधीते जानाति स कथ्यते आध्यात्मिकः एवं आ आत्मविषयकं यत् यद् ज्ञानं भवेत् तदपि आध्यात्मिकम् उच्यते यत्तत्त्वं भवेत् तदपि आध्यात्मिकम् उच्यते इति अस्ति नहि तथा तु पूर्णरूपेण वक्तुं न शक्यते भवन्तः तत्र अध्यात्ममार्गे प्रवृत्ताः तत्र अध्यात्मशब्दे आत्मन् शब्दः वर्तते तत्र संस्कृते आत्मन् शब्दः यः अस्ति तस्य अनेके अर्थाः भवन्ति अस्य शब्दस्य् अस्य शब्दस्य अर्थः शरीरम् अपि भवति एवं इन्द्रियमपि भवति मनः अपि भवति बुद्धिः अपि भवति जीवः अपि भवति एवं ब्रह्मा अपि भवति एवं अनेके अर्थाः सन्ति अहं मन्ये शरीरम् आरभ्य ब्रह्म प्रयन्तं परमात्मपर्यन्तं यदि भवन्तः अधीयते तदा भवान् आध्यात्मिकः इति वक्तुं शक्यते यः शरीर् विषयेऽपि जानाति सोऽपि अध्या आध्यात्मिकः इति वक्तुं शक्यते यतो हि अध्यात्मशब्दस्य अर्थः शरीरमपि वर्तते तत्र अस्तु एवं आत्मा अस्ति अथवा नास्ति अत्र किं प्रमाणम् इति भवन्तः प्रष्टुमिच्छन्ति तर्हि यः प्रष्टा अस्ति यः प्रश्नं करोति स कः अस्ति यः पृच्छति स एव आत्मा वर्तते न सरि सरि शरीरं यत् वर्तते तो भवान् शरि भवान् शरीरन्तु न भवति शरीरं जडमुच्यते तो शरीरं तु भवान् नास्ति यदा वदति भवान् मम शरीरम् एतेन प्रतीयते यत् भवान् शरीरात् भिन्नः कश्चन वर्तते कि भवान् वदति मम मनः मम इन्द्रियं मम् बुद्धिः अ यदा वदति मम आत्मा तदा मम पदार्थः यः वर्तते तत् कः अस्मि स एव मम पदार्थः अहं पदार्थाः आत्मा अस्ति अ एव एवं एवं अहं इति परामर्शः यस्य भवति स एव आत्मा वर्तते अर्थात् सर्वत्र व्यापकः वर्तते एवं आत्मेवेदं सर्वं इति उपनिषत्सु प्रतिपादितं भवति तत्र अनेकानि दर्शणानि सन्ति एकं दर्शनं यद्वर्तते अद्वैतदर्शनं आत्मा एव सर्वत्र वर्तते आत्मनि शरीरानि भवन्ति यथा वृक्षः भवति तत्र वृक्षे फलानि भवन्ति फलानि उत्पद्यन्ते एवं पच्यन्ते विनश्यन्ति च किन्तु वृक्षः तथैव तिष्ठति तथा आत्मरूपे बृक्षे अनेके अनेकानि फलानि शरीररूपानि फलानि उत्पद्यन्ते तिष्ठन्ति नश्यन्ति तत्र कञ्चित् कञ्चित् दर्शनसिद्धान्तं समाश्रित्य विचारणीयः यदि तत् तदाधारेण आत्मपदार्थः स वर्तते स विचारणीयः भवति किन्तु सिद्धान्तरूपेण एतदेव वक्तुं शक्यते यत् अहं स्वीकरोमि अहं पदार्थः यः वर्तते स एव आत्मा वर्तते अयम् अहं पदार्थः अहमिति अन्तःकरणस्य वृत्तिः नास्ति अहमिति विमर्शः परामर्शः आत्मनः स्वरूपं वर्तते स आत्मा वर्तते

धन्यवादाः धन्यवादाः भवता मह्यं वक्तुं अवसरः कल्पितः अध्यात्मविसये विचारः संवृत्तः एतदर्थं भवन्तोऽपि धन्यवादारः नमस्काराश्च आम् हा एवम्